अत्र तमिळ्नाडुराज्ये पश्यामः चेत् एवं जनपदगीतं गीतम् इति पश्यामः चेत् ग्रामे जनाः इद् ग्रामपाडल्गल् इति सर्वं वदन्ति इत्युक्ते कृषिकार्यं यदा कुर्वन्ति तदा सस्यानि सर्वं स्थापयन्ति तस्मिन् समये गीतम् गायनम् एवं कार्यं सर्वं कुर्वन्ति तेषाम् तदा शान्तः न भवेत् इति कारणेन एवं सर्वं गीत्वा सर्वं का कुर्वन्ति अनन्तरं शिशोः निद्रार्थम् एतद् तालाट् पाडल् इति सर्वं वदन्ति तदपि ग्रामगीतमेव सर्वं भवति अनन्तरं अत्र चेन्नैनगरे पश्यामः चेत् अन्येकम् एकं प्रसिद्धमस्ति गाणापाडल् इति सर्वं वदन्ति इत्युक्ते तेषां एकम् एण्टटैमन्टर्थम् एवं सर्वं भवति तद् कदाचित् सम्यक् भवति कदाचित् सम्यक् न भवति तादृशं सर्वं भवति तद् कारणं गीतम् एवम् अस्ति